कृषिकार्यस्य कृषकाणां च कृते समुदायेषु बहु साहाय्यं प्राप्यते कथम् इत्युक्ते एकं यद् ते उत्पादनं कृतवन्तः उदाहरणार्थं यद् वयं जोळा इति एकम् धान्यमस्ति तद् वयम् उत्पादनं कृतवन्तः चेत् यदि अस्माकं पार्श्वस्य जनाः रागि गोदि इत्यादिकम् उत्पादनं कृतवन्तः चेत् ते अस्माकं ददाति अनन्तरं सर्वेषां गृहे परिवर्तनद्वारा एतद् सहायं भवति अन्यदेकं सर्वेषां गृहे हुणसे हण्णु तद् हुणसे वृक्षः सर्वेषां कृषिक्षेत्रे न भवन्ति केवल कश्चन कृषिक्षेत्रे भवति ते प्रतिवर्षं पार्श्वस्य गृहस्थानां निश्चयेन किञ्चित् तद् दत्वा सहायं करोति एवं समुदायेषु साहाय्यं प्राप्यते